भारते बहुदा प्रादेशिकभाषा सन्ति तस्मिन् भाषासाहित्ये संस्कृतभाषाप्रभावः दृश्यते यदि वयं संस्कृतभाषा सम्यक् जानीमः तदा वयम् अन्यभाषाविषये अपि अवगन्तुं शक्यते बहु सरलं भवति